येषु सर्वेषु वैज्ञानिकैः बहूनि वस्तूनि शोधितानि सन्ति येश्च प्रायेण सर्वेपि जनाः कुत्रचित् स्थिताः समग्रे विश्वे प्रवर्तमानार्थं शृण्वन्ति पश्यन्ति वाचा च प्रतिकुर्वन्ति तथा सामर्थ्यम् अद्यसम्पन्नं सर्वेषां कथमिदं सम्पन्नं सङ्गणकम् अन्तर्जालं चेति उभयस्य शोधनात् येषु सङ्गणकेषु तादृशं प्रतिमं सामर्थ्यमस्ति यदवलोक्य मनि देवोपि विस्मयेत् तच्च अप्रतिमं सामर्थ्यम् अन्तर्जालस्य आविष्कारात् नूनं सहस्रगुणं संवृत्तमित्येतत् परमसत्यम् ननु अन्तर्जालं नाम किम् अन्तर्जालं नाम सङ्गणकाणां संयोजनकं किञ्चित् बृहत् केन्द्रस्थानं यदा प्रथमं सङ्गणकानि आविष्कृतानि तदा जनानां लेखनादीनि सर्वाण्यपि कार्याणि त्वरितानि सुन्दराणि व्यवस्तिथानि च सञ्जातानि किं वदामः सङ्गणकस्य सामर्थ्यम् एकस्मिन्नेव सङ्गणकेन सङ्गणके सहस्राधिकानि पुस्तकानि स्थापयितुं शक्यन्ते तानि च पठितुं शक्यन्ते सत्यम् अपेक्षायां क्षणेनैव तेषां छायाचित्राण्यपि प्राप्तुं शक्यन्ते अत्र विविधानि चित्राणि कर्तुं शक्यन्ते तत्र नानाविधाः वर्णाः संयोजयितुं शक्यन्ते किं बहुना कियन्तोपि ग्रन्थालयः चित्रालयादयः अत्र स्थापयितुं शक्यन्ते इदं केवलं तत्कार्यस्य दिग्दर्शनमात्रं काले किञ्चिदतिक्रमात् क्रामति तत्र काले क्लेशः कश्चित् जातः यदेकत्र कार्यालये स्थिते एकस्मिन् सङ्गणके यत् कार्यं कृतं तदन्यत्र आव् आवाप्तुं न शक्यं यदि तत्कार्यमः अपेक्षते तर्हि तदेव कार्यालयमागत्य तदेव सङ्गणकम् अवलम्बनीयम् एतेन त्वरितान्यपि कार्याणि क्रमेण मन्दायमानानि जातानि क्लेशस्यास्य निवारणाय वैज्ञानिकाः पुनः प्रवृत्त्य प्रथमं तादृशमेकं केन्द्रस्थानं शोधनमासुः येन सम्बन्धानि सर्वाण्यपि सङ्गणकानि परस्परं विषयं विनिमातुं शक्तानि अभूत् अभूवन् एतेन तावन्तं कालं मुक्तत्वेन स्थितानि सर्वाणि सङ्गणकानि परस्परं सम्भूय सम्भाषितुं समर्थानि वा अभवन्